हा पाकक्रियायां तु विभाजनं करोमि अहं मम गृहे प्रातः उत्थाय सर्वं कार्यम् अहमेव आरब्धं करोमि पुनः तत्र मम भर्तुः प्रामुख्यता यावत् इतः पूर्वं मया उक्तं तदा मम भर्ता अपि मह्यं साहाय्यं करोति तत्र प्रातः अष्टवादनपर्यन्तम् अहं पाठशाला गन्तव्यम् इति चिन्तया अहं प्रातः पञ्चवादनेयावं मम कार्यं करोमि तत्र पाकक्रियायां सा अनेकविषयान् अधिकृत्य वयं वार्तालापं कुर्वन्ति स्म परन्तु पाकक्रियायां किमपि कार्यम् करणीयं चेत् मम भर्ता एव साहाय्यं करोति कार्यं कर्तनं वा तद् क शाकानां कर्तनं वा नो चेत् तद् पूजा पूजा करणीया एवं सर्वं कार्याणि मम पतिः एव करोति अहं तु अष्टवादने पाठशाला गमनात् गमनात् पूर्वमेव सर्वं कार्यं समाप्य गच्छामि